आम् अहम् उडूपीनगरे तरितवान् आसीत् तटतः केवलं कतिपयानि मीटर् यावत् प्लवनं कृतवान् अनुभवं विना समुद्रे तरणं दुष्करम् अपि च लवणजलस्य मुखं प्रविशति चेत् दुष्टः अनुभवः